सामाजिकपरिरक्षणे अभिवृद्धौ च अस्माकं मङ्गलूरु प्रदेशे बहुविधकार्यक्रमाणि क्रियमाणानि सन्ति उदाहरणार्थं कद्रिक्षेत्रे कद्रि उद्यानम् उद्यानवनं कद्रिपार्क् इत्यस्मिन् स्थाने स्मार्ट् सिटि इति योजनया बहुविध सौकर्यं निर्मितम् अस्ति तत्र भवनानाम् उत्तमानां भवनं निर्मतम् अस्ति तत्र जनेभ्यः उपविश्य वार्तालापम् इत्यादि कर्तुं व्यवस्था कल्पिता अस्ति एवम् अत्र विभिन्नेषु प्रदेशेषु यत्र पूर्वं मार्गाः समीचीनानि मार्गाः समीचीनाः न न आसन् तत्र साम्प्रतं सर्वकारीयद्वारा मार्गाणां निर्माणव्यवस्था कृतमस्ति क्रियमाणमपि अस्ति